मम ग्रामे कीटदंशनं यदा भवति तदानीं विभिन्नाः उपायाः अस्माभिः स्वीक्रियन्ते तत्र यदा वृश्चिकस्य दंशनं तदानीं दंशनक्षेत्रे मधुना सह सुधाचूर्णस्य लेपनं क्रियते तेन अतीव अल्पेन समयेन तस्य व्यथा निर्गता भवति एवं यदा सर्पदंशनं भवति तदानीं दंशनक्षेत्रं सुष्ठु बद्ध बन्धयित्वा तस्मिन् क्षेत्रे चुम्बकस्य प्रयोगः क्रियते एवं सर्प दंशनस्य स्थाने हरिद्राचूर्णस्य तथा सुधाचूर्णस्य लेपनं क्रियते सर्पदंशनम् अपि अतीव अल्पेन समयेन निर्गतः भवति एवं विषाक्ताः कीटाः यदि दशयन्ति तदानीं विभिन्नाः उपायाः अस्माभिः स्वीक्रियन्ते विभिन्नानि चूर्णानि अपि तस्मिन् स्थाने अस्माभिः लेप्यन्ते